आं नमस्ते

आं कथयतु आम् आम् आम् ओ हो मम इच्छा अस्ति बालानां विषये पुस्तकं लेखितुम् इच्छामि बालानां विषये तत्र अक्षरशिक्षणात् आरभ्य युक्ताक्षराणि एतत् सर्वं गानद्वारा कथं भवेत् गानद्वारा यता भवन्तः भव भवव भवन्तः गानद्वारा आकाशनिवर्ण्मालां शिक्षयन्ति भवन्तः त वयं गानद्वारा वर्णमालां शिक्षयितुम् इच्छाम यथा यथा आं सर्वं हा आम् आं श्रावयामि शृणोतु ओ ओ आ इ ई उ ऊ रि री ए ऐ ओ औ अम् अः ओ आ इ ई उ ऊ रि री ए ऐ ओ औ अम् अह् कखगङ चछजझञ टठडढण तथदधन पफबभम यरलवश शषह शत्रज्ञ कखगङ चछजझञ टठडढण तथदधन पफबभम यरलवश शषह शत्रज्ञशषह शत्रज्ञ वरर्णमालागीतं इति न अ आम् आं कथयतु तत तत तत् गीतं सर्वम् अधुना पुस्तकम् अस्माकं वेब्सैट् अस्ति वेब्सैट् अस्माकम् अस्ति तत्र एतत् गीतं सर्वं गीतं सः तत्र स्थापितम् अस्ति गीतं तर्हि पुस्तकं दृष्ट्वा तत्र उ सङ्केतं दास्यामः भवन्तः वेब्सैट् उद्घाट्य पश्यन्तु तत् ते स्वयं पारयिष्यन्ति आम् आमामाम् आमां पुस्तकं प्रकाशनं प्रकाशयितुम् इच्छाम पुस्तकं नास्ति किन्तु गीतानि तत्र वेब्सैट् मध्ये अस्ति गीतानि प् वेब्सैट् मध्ये सन्ति तर्हि एकं गानं श्रोतुमिच्छति रङ्ग रङ्ग रङ्गगाणं रङ्गब रङ्गाणं श्रोतुमिच्छति

पीतः पीतः पीतः स सर्पहः एषः पीतः रक्तः रक्तः रक्तः उदयन् सूर्यः रक्तः श्वेतः श्वेतः श्वेतः शशकः एषः श्वेतः श्वेतः श्वेतः श्वेतः शशकः एषः श्वेतः कथं रोचते अधुना एतावत् अलम् एतावत् अलं विरमामि आमाम् अवश्यं धन्यवादः नमो नमः